पारम्परिकशिक्ष शिक्षणे तत्र शिक्षका शिक्षकः इति वृत्तिः प्रायः सर्वत्र विद्यते शिक्षकः इत्युक्ते संस्कृतशिक्षकः संस्कृतशिक्षकः अपि तत्र गुरुकुलेषु आश्रमेषु विद्यालयेषु पारम्परिकविद्यालयेषु विश्वविद्यालयेषु तत्र बहुत्र सथानानि भवन्ति तत्र प्रायशः छात्राः गच्छन्ति किन्तु सर्वेषामेव वृत्तिप्राप्तिः न भवति तदर्थं ते केचन आपणेषु गत्वा तत्र कार्यं कुर्वन्ति द्वितीयं ये पुरोहिताः सन्ति ये वेदं जानन्ति पूजन अर्चां समर्चां जानन्ति ते पौरोहित्यकर्मणि संलग्नाः भवन्ति द्वितीयम् इदानीं ज्योतिश्शास्त्रे अपि ये पारङ्गताः सन्ति तत्रापि वृत्तिः वृत्तयः बहुत्र समुपलब्धाः सन्ति इदानीं मद्दृष्ट्या ये ज्ञानिनः सन्ति तेषाङ्कृते तु कुत्रापि अभावः नास्ति इति अहं वदामि कारणं किमस्ति जनाः ज्योतिश्शास्त्रं प्रति इदानीं आगतवन्तः ये सामाजिकाः सन्ति तेऽपि पठितुम् आगच्छन्ति डिप्लोमा पाठ्यक्रमेषु अपि ते आगच्छन्ति यतो हि तेषां तथा स्थितिः अस्ति यद् ज्योतिश् शास्त्र शास्त्रद्वारा अस्माकं भविष्यविषये चिन्तनं कर्तुं शक्नुमः यतो हि तत्र अस्माकम् आचार्याणाम् आचार्यैः बहुत्र प्रयासः कृतः तत्र परिश्रमः कृतः ते वदन्ति पूर्वमेव उक्तवन्तः सूर्य सूर्यस्य अस्मा दूरी कियती अस्ति अस्माकं पृथ्वीतः द्वितीयम् अत्र नवग्रहाणां तत्र समर्चा सन्ति इदानीं यथा यः चन्द्रयानतृतीयविषये कदाचित् चर्चा आसीत् इदानीं चन्द्रयानतृतीयं तत्र दक्षिण ध्रुवे तत्र अगच्छत् किन्तु अस्माकम् आचार्याः तु चन्द्रविषये पूर्वमेव उक्तवन्तः इमं देवा असपत्नं सुवध्वं महते क्षत्राय इति विहितं वदन्ति चन्द्रमा मनसो जायते इति अस्माकं पुरुषसूक्ते मिलति अतः बहुत्र मम दृष्ट्या तथा चिन्तनमस्ति अस्माकम् आचार्याः उत्तमाः आसन् तद्दृष्ट्या यदि कश्चित् विद्वान् अस्ति कश्चित् पारङ्गतः अस्ति शास्त्रेषु निपुण् निपुणः अस्ति तर्हि तत् कृते तु उद्योगस्य बहुत्र प्राप्तिः अस्ति एव पर्याप्तरूपेण अस्ति केचन ये हे न पठन्ति चेत् तेषां तु स्थानं कुत्रापि न भवति ते स्वमत्यनुगुणं कार्यं कुर्वन्ति कृषिमपि इदानीं कुर्वन्ति जनाः अस्माकं पर्यावरणसुरक्षा दृष्ट्या अपि ते संलग्नाः भवन्ति वनविभागेषु गच्छन्ति अनन्तरं सामान्यदृष्ट्या कोचिङ्ग् केन्द्राणि सन्ति प्रातियोगिककेन्द्राणि सन्ति तत्रापि गच्छन्ति इत्युक्ते यः संस्कृतं पठितवान् तस्य वृत्तेः अभावः नास्ति